आपणिकेन उक्तं सर्वं शृत्वा गृहे स्थापयित्वा पश्यामि दण्डदीपम् दण्डदीपम् द्रष्टुं द्वितीयः दीपः अवश्यकः यतः दण्डदीपः न ज्वलति एव सूर्य इति नाम अस्ति सूर्यस्य अवश्यकता एव भवति धनस्य अपव्ययः यः कोऽपि तत् न स्वीकरोतु